मम परिचिताः मम विद्यालयस्य उपाधियुक्ताः केचि केचिद् भ्रातरः पुनः भगिन्यश्च अपि सन्ति ते उत् तैः उत्तमैः उत्तममेव कृतं यतो हि अधुना ते इतः पठित्वा केचित् शिक्षण कार्ये केन्द्रीयस्तरे सन्ति केचित् पुनः राज्यस्तरे अपि सन्ति यथा के वि एस् इति एका परीक्षा भवति विद्यालयः अस्ति तत्र अपि एकः भ्रातरः इतः एव शिक्षाशास्त्री कृत्वा तत्र आगच्छत् पुनः सः तत्र सम्यक् वृत्तिं प्राप्नोति अन्यराज्य राज्यस्य स्तरे सेकेण्ड् ग्रेड् इत्यस्य परीक्षा भवति अत्र अपि मम द्वौ भ्रातरौ स्तः त तयोः अधुना एव तयोः अधुना एव ते वृत्तिं प्राप्नुवन्तः अधुना शीघ्रमेव निय् नियुक्तिः अपि तेषां भविष्यति अतः तैः उत्तममेव कृतम् इति मम मतम्